मम पाकशालायां बहूनि पात्राणि सन्ति तेषां प्रत्येकानां पात्राणां पृथक् पृथक् कार्यमस्ति यदा वयं किमपि पाकं कुर्मः तदानीं पृथक् पृथक् पात्राणाम् आवशक्ता महती प्रतीयते यतोऽहि वयं पात्रं विना वयं हस्तेन साक्षात् पाकं कर्तुं न शक्नुमः अतः पात्राणाम् आवश्क्ता अस्त्येव यदि वयं चिन्तयामः यदि वयम् ओदनं पचामः तदानीम् ओदनं कुत्र पचामः हस्ते तु न पाकं कर्तुं शक्नुमः तस्य कृते पात्रस्य आवश्यकता भवत्येव अतः एतादृशमेव वयं यत्किमपि पाकं कर्तुम् इच्छामः चेत् तदानीं तस्य कृते पात्रस्य आवश्यकता भवति यतोऽहि पात्रं विना वयं पाकं कर्तुमेव न शक्नुमः यदा वयम् अस्माकं पाकशालां प्रति गच्छामः तदानीं वयं तत्र यत्किमपि पाकं कर्तुम् इच्छामः चेत् तदानीं तस्य कृते पूर्वं पात्राणि अपेक्षन्ते यथा इदानीम् अहं दुग्धमयं क्षीरम् इदानीं पचामि तदानीं तस्य कृते एकं पात्रं तथा च दर्वी इत्यादि अनेकानि पात्राणि अपेक्षन्ते